विशेष आवश्यकछात्राणां कृते अस्माभिः सर्वार्थेन प्रशिक्षणव्यवस्था सर्वत्र च आरम्भः कर्तव्यः शिक्षाव्यवस्थासु एतेषु दिनेषु कार्यम् आरब्धमस्ति बहुषु पाठशालासु भिन्ना भिन्ना व्यवस्था अस्ति एकवर्गः एतादृशछात्राणां कृते भवति परं तत्र कष्टं भवति अन्ये बालकाः तेषां परिहासं कुर्वन्ति अतः एतादृशच्छात्राणां कृते बालकानां कृते भिन्नविद्यालयः एव आवश्यकः यत्र ते सम्यक् तेषां पठनं भवति तेषां व्यक्तिमत्वविकासः भवति भिन्नभिन्नकलाः ते पठितुं शक्नुवन्ति अतः शिक्षाव्यवस्था तेषां कृते अवस् आवश्यकी एव ते स्वजीवनम् उत्तमतया यापयितुं समर्थाः भवन्तु तदर्थं अस्माभिः उत्तमा व्यवस्था कल्पनीया प्रशिक्षितशिक्षकाः प्रशिक्षितपालकाः पालकानां कृते अपि प्रशिक्षणम् आवश्यकम् समाजे अपि तेषां परिहासः न भवतु तदर्थं सामाजिकजनानां कृते बोधनम् आवश्यकं तेषां सहायकरणम् आवश्यकम् यदि अपाङ्गः अस्ति तर्हि सोपानानि इत्यादि सम्यक् चलितुं न शक्नोति तत्र तस्य यानं यदस्ति विशेषयानं तद्गन्तुं विशेषव्यवस्था भवतु तत्र सोपानानि अधिकम् अधिकानि मास्तु अन्धबालकाः सन्ति यदि अन्धच्छात्राः सन्ति तादृशबालकानां कृते अपि तेषां यत्र तत्र खण्डनं न भवतु तेषां कृते सरलतया गन्तुं शक्यते कुत्रचित् ते तेषां पतनं न भवतु मध्ये मध्ये अवरोधः मा भवतु सम्यक् ऊर्जाव्यवस्था सम्यक् प्रकाशव्यवस्था तत्र भवतु ध्वनिप्रदूषणं म मास्तु एतादृशव्यवस्थाः पाठशालासु अवश्यम् आवश्यक्यः अस्माभिः सर्वैः अस्य विषये विशेषप्रयत्नः करणीयः